नमस्ते ओ एवं वा अहं गोदा इति

ओ सम्यक् समीचीनमस्ति आम् आम् सत्यं सर्वं कुशलम् अत्र भवान् कथमस्ति

एवं वा ओ हा

सत्यं सत्यम्

परन्तु परन्तु तत्र सर्वेषां मनसि यदस्ति तद् आधारीकृत्येव प्रश्नः बहु लघु भवतु तथापि तेषां समाधानार्थं सर्वं लेखनीयं भवति तदा एव अस्माभिः तत् पुस्तकस्य प्रकाशनं कर्तुं शक्नुमः वयं तु हैग्रिवा ट्रस्ट् इति अस्ति अस्माकं संस्थायाः द्वारा एवमेव संस्कृतसम्भाषणं भवतु संस्कृतगुरुकुलं भवतु संस्कृतविषये यत्किमपि भवतु संस्कृतिविषये यत्कमपि भवतु तद्वयं प्रकाशनं कुर्मः वयं सिद्धाः स् मा अतः भवान् तादृशं यत्किमपि अत्र लेखितुं शक्यते वा

परन्तु महोदय एकः प्र सन्देहः अस्ति पूर्वं तु स्त्रियः गृहे एव आसन् तदा एवं शिक्षणम् अभवत् परन्तु इदानीन्तनकाले स्त्रियः कार्यार्थं बहिः गच्छन्ति तदा ते किं कुर्वन्ति ते गणकयन्त्रस्य पु पुरतः अस्ति उपविश्य कार्यं कुर्वन्तः सन्ति कार्यं त्यक्त्वा गृहे भवतु इति वक्तुमपि वयं न शक्नुमः यतोहि अस्मिन् काले बहु कष्टं भवति तथा हा

अस्तु तदा तत्रापि केवलं ये इच्छन्ति तादृशानां कृते एव भवति सर्वेषां कृते तत्तु गृहपाठं न भवति गृहशिक्षणं गृहगुरुकुलं न भवति इति सारांशः

सत्यं प्रेरणार्थं ते सर्वदा ते चिन्तयन्ति यदि मम पुत्रः वा पुत्री वा वेदम् अथवा वेदशिक्षणं संस्कृतशिक्षणं कृत्वा अग्रे किं कुर्वन्ति अग्रे तेषां किं भवति तथा चिन्तयन्ति किल तत्र भविष्यत् काले किं ते भवन्ति तेषां हा धनसम्पादनं ह सत्यं केवलं धनार्जनार्थम् एव विद्या इति सर्वे जनाः इदानीतनकाले चिन्तयन्ति अतः तदर्थम् अस्माभिः किं करणीयमिति चेत् केवलं धनार्जनमेव जीवनं नास्ति इति प्रथमतया प्रथमतया वक्तव्यम् अनन्तरं तेषां शिक्षणं कथं भवितव्यम् अग्रिमकाले कथं भवति भविष्यत् काले ज्ञानमेव अस्माकमेतत् सम्पादनं भवति तदेव अस्माकं सर्वं भवति इति तत्र अस्माभिः दर्शितव्यम् अनन्तरं गृहगुरुकुलं सर्वं वक्तुं शक्यते इति मम अभिप्रायः म महोदय भवतः अभिप्रायः किम् इति कृपया वदतु अस्तु अस्तु अस्तु अस्तु महोदय आम् अग्रे वयं तथा चिन्तयामः अस्तु